हरिः ओम् भवता प्रेषिता शाटिका बहु सुन्दरमस्ति शटिका सुन्दरी अस्ति तस्य वित् ब्लौस् पीस् अपि अस्ति सुन्दरमस्ति ब्लौस् पीस् अपि सुन्दरम् अस्ति शाटिकायाः अंचलः रक्तवर्णम् अस्ति जरियुक्तम् अस्ति सम्यक् अस्ति चिन्ता नास्ति किन्तु तस्य सीवनं तस्य निरिगे निरिगे अपि सम्यक् अस्ति अनन्तरम्